मम ग्रामः उत्तरकन्नडमण्डलस्य होन्नावरप्रदेशः तत्र मम गृहसमीपे कलासामग्रीभण्डारः यद्यपि विद्यते किन्तु अहं तान् पदार्थान् अहं ज्ञातुं न शक्नोमि किमर्थं नाम तद् विषये मम इच्छापि पूर्वतः अपि नासीत् अतः कलासामग्रीभण्डारः अस्ति चेदपि केवलं दर्शनार्थं गच्छामि स्म वस्तूनि एतावता न क्रेतानि कलाशिल्पसामग्र्याः विषये द्रष्टुमिच्छा अस्ति किन्तु तेषां सामग्रीणां विषये ज्ञानं नास्ति